पुरातनकाल गीतानां गीते साहित्यम् अस्ति अर्थम् अस्ति भावम् अस्ति सर्वम् अस्ति किन्तु इदानीन्तनगीतानां फ्य़ूषन् अधिकम् अस्ति म मह्यम् एका वीणा अध्यापिका मम कृते मम समीपे पठुतवन्तः छात्राः सर्वे त्यागराजकृतिः स्वाति तिरुनाळ् कृतिः सर्वं पठितुं किञ्चित् कष्टम् इति उक्त्वा किन्तु पठति सन्तोषरूपेण न पठति सः सिनेमङ्गानं पाठयति वा मामेकं सिनेमा गानं पाठयतु इति वदति सः किन्तु अद्यतन सिनेमा गाने अपि साहित्यं किमपि नास्ति वाद्यस्य शब्दम् अधिकम् अस्ति अस्माकं कृते तत् अधिकसमयं श्रोतुं न शक्यते शिरोवेदना भविष्यति किन्तु स केचन गानानि सम्यक् अस्ति केचन गानानि एतादृशं शिरोवेदना भविष्यति मम शिष्याः सिनेमा गानं पाठयति वा इति मां शृणोति मां पृच्छति अहं मध्ये मध्ये सिनेमा गानं न पाठयति मध्ये मध्ये अहं कृष्णस्य भजन् तत् सर्वं पाठयति देशभक्तिगानानि देशभक्तिगानानि अनन्तरं देवभक्तिगानानि सर्वं पाठयति अहं तत् एव सः रोचते